गूढचर्या इति यः विचारः वर्तते सः पुराकालादपि अनुवर्तमानः अस्ति यदा राज्यम् इति आरब्धं यदा राजा इति कश्चन आरब्धः तदानीम् आरभ्य गूढचर्या इति यद् प्रकरणमस्ति तत् अनुवर्तमानमस्ति अधुनापर्यन्तमपि तद् वर्तते अग्रेपि भविष्यति गूढचर्या अधुना तु अधुना आधुनिककाले गूढचर्यायाः परिभाषा अत्यन्तम् अन्या अस्ति गूढचर्यायाः विशिष्य आधुनिककाले हासप्रसङ्गे एव अधिको भवति यदि विवाहिताः तर्हि पतिः कदाचित् कन्यान्तरेषु अनुरक्तश्चेत् तत्रापि गूढचर्या कार्यते कैश्चित् समानं पत्न्यां पत्नी प्रगा पक्षतः अपि एवम् अधुनातनकाले गूढचर्या इति कथञ्चित् आसीत् तत्र किमपि कथञ्चिदस्ति किमपि मितिर्नास्ति कोपि तत्र सम्बन्धो नास्ति किन्तु पुराकाले गूढचर्या इति तत् विशिष्टं प्रकरणमासीत् तत्र तदुपरी बहूनि पुस्तकान्यपि सन्ति बहवः प्रक्रियामपि निरूपितवन्तः विशिष्य अर्थशास्त्ररीत्या तु गूढचर्या इत्युक्ते तत्र यदि राज्ये केचन दुष्टास्सन्ति ते दुष्टाः स्वराज्यस्य उपरि हानिं जनयितुमिच्छन्ति राज्ञः उपरि हानिं जनयितुमिच्छन्ति जनानां मनसि विपरिणामं जनयितुमिच्छन्ति तर्हि तेषां नियन्त्रणाय तेषां निग्रहणाय गूढचर्या अत्यन्तम् आवश्यकी आसीत् यदि राज्यान्तरेषु स्थित्वा तत्र स्थित्वा स्वीयराज्यस्य उपरि यदि हानिं जनयितुमिच्छन्ति जनानां मनसि विपरिणामम् उत्पादयितुमिच्छन्ति तर्हि तेषामपि निग्रहणाय गूढचर्या इति अत्यन्तम् आवश्यकम् आसीत् अस्ति भविष्यति च तर्हि अर्थशास्त्ररीत्या गूढचर्यायाः केचन विचाराः इत्थं प्रवर्तन्ते गूढचर्यां यः करोति सः स्वदेशेन सह निष्ठः स्यात् स्वराज्ञः कृते निष्ठः स्यात् स्वप्रमुखस्य कृते निष्ठः स्यात् यदा कदापि यः कोपि सन्दर्भः अस्ति चेदपि तत्र गूढाचारः इति यः वर्तते तेन स्वीयरहस्यं यद् वर्तते तत् अन्येभ्यः तेन न वक्तव्यं तेन च स्वीयः देशः परिरक्षितो भविष्यति यदि सः एतादृशान् गूढान् विचारान् अन्येषां सविधे अथवा सर्वेषां पुरस्तात् च वक्ष्यति अथवा वदति तर्हि तस्य परिणामः अत्यन्तं घोरो भविष्यति यः कोपि शृणोति तर्हि सः स्वीयमनः रीत्या अथवा स्वीयरीत्या तत्र हानिं जनयितुं शक्नोति अथवा राज्ञान्तराः अपि किं कुर्वन्ति इत्युक्ते एतादृशं कार्यं प्रति प्ररोचयन्ति तेन च स्वीयराज्यस्य सम्यक् क्षेमः स्यात् स्वीयराज्यं क्षेम क्षेमरूपेण स्थितं स्यात् राज्यान्तरस्य तत्र हानिः स्यात् अतः गूढचर्यायां बहवः नियमास्सन्ति तदनुरोधेनैव गूढचारः स्वीयं कार्यं कुर्यात् इति अर्थशास्त्रानुसारेण वर्तते वस्तुगत्या वक्तव्यं चेत् बहु वक्तव्यं स्यात् ग्रन्थान्तरं दृष्ट्वा उदाहरणान्तरं दृष्ट्वा अथवा चाणक्यस्य कथादिकं शृत्वा चाणक्यः एव अत्र अत्यन्तं प्रधानो भविष्यति अर्थशास्त्ररीत्या इत्युक्ते तस्य ग्रन्थः इति न अपि तु चाणक्यादिकालादारभ्य गूढचर्यायाः विषये विशिष्य तत्र विचारः जनानां मनसि वर्तते